नमस्कारः सम्प्रति मया एकं चिल्ड्रन् बुक् इति स्वीकृतम् अस्ति तत्र मया दृष्टं यत् तत्र उत्तमानि चित्राणि उत्तमाः लेखाः सन्ति येन लघुलघुबालाः अपि तत् पुस्तकं पठितुम् उत्साहं प्राप्स्यन्ति इति